वस्तुतः संस्कृतं पठितुं बहवः छात्राः सम्प्रति उत्सुकाः दृश्यन्ते परन्तु का स्थितिः नाम समेषां छात्राणाम् उद्योगः न प्राप्यते वस्तुतः अल्पान् छात्रान् एव एताः संस्थाः आह्वयन्ति केवलम् अत्यल्पानां छात्राणामेव नियुक्तिः सम्भवति तत्तु तथा एव अस्ति यद्यपि छात्राः तु किं स्वसामर्थ्यं प्रकटयन्तु तथा पठित्वा उद्योगार्थं यत्नं किं कुर्वन्तु तथापि कदाचित् विशिष्य शिक्षकरूपेण विशिष संस्कृतं पठित्वा शिक्षकरूपेण तत्र नियुक्तिः कुत्रापि भवतु इत्येव वस्तुतः अधिकाः छात्राः तत्र चिन्तयन्ति अस्तु नाम तदर्थं शिक्षकाणाम् तत्र सामर्थ्यं नाम तेषां पाठनं कथं स्यात् पठनात् पूर्वं पाठनात् पूर्वं कथं तत्र सज्जीकरणं पूर्वस् सिद्धता कथं करणीया हा केचन छात्राः तत्र श्र श्रद्धावन्तः भवन्ति ते तु तथा किम् तथा तादृशं महान्तं प्रयत्नं कृत्वा कुत्रापि वी विद्यालयेषु वा नो चेत् कलाशालासु वा विश्वविद्यालयेषु वा तत्र किम् उद्योगप्राप्तये प्रयत्नं कुर्वन्ति इति तु सत्यम् सर्वत्र वस्तुतः योग्यता तु आवश्यकी तत्तु वयं सर्वे जानीमः न केवलं योग्यता सर्वत्र इदानीं शिक्षकरूपेण शिक्षकरूपेण वयं यदि कुत्रापि उद्योगे प्रविशामः चेत् सामर्थ्यं नाम तावत् अभ्यासः करणीयः अभ्यासः सर्वत्र आवश्यकः इति वक्तुमिच्छामि न के इदानीं शिक्षकरूपेण अपि शिक्ष तत्रापि शा किं जनानां किं मात्सर्यं भवति नाम सर्वत्र तथा नियुक्तेः वयं किं स्थलं प्राप्तुं न शक्नुमः तथापि यत्नः क्रीयतां यत्नः अवश्यं हि अस्माभिः कर्तुं शक्यते इदानीं शिक्षकः न केवलं शिक्षकपदानि अस्माकं छात्राणां सन्ति इति न तद्विहाय कदाचित् पूजावृत्तिषु वा नो चेत् एकत्र ग्रन्थालये तत्र पुस्तकानां किम् उट्टङ्कणं वा तथा तादृशं कार्यमपि कर्तुं वयं वस्तुतः शक्नुमः केवलं शिक्षकपदप्राप्तये एव अस्माभिः श्रमः करणीयः इति तथा नास्ति अधिकाः छात्राः किम् अधिकाः छात्राः एतदर्थं प्रयत्नं कुर्वन्ति परम् अन्यथा अपि यथा सम्प्रति उक्तवान् किं ग्रन्थः क्वचिद् ग्रन्थालये किं तत्र पुस्तकानि कथं सज्जीकरणीयानि नाम तावतीं योग्यतां सम्प्राप्य तत्कार्यमपि कर्तुं वयं शक्ष्यामः नो चेत् यथा पूर्वं सूचितः विषयः किम् नाम हा न केवलं तत् न केवलं तत् सम्प्रति ए ऐ नाम किं संस्कृतं पठित्वा तस्य उपयोगिता कथम् उपयोगः कथं करणीयः वस्तुतः वयं वदामः संस्कृतम् अतिप्राचीना भाषा किम् तथा व्याकरणनिबद्धा भाषा एतस्याः भाषायाः पठनेन तथा किं किं सङ्गणकः यन्त्रस्य कृते उत्तमा भाषा इति वयं वदामः तत्रापि बहवः जनाः कार्यं कुर्वन्ति इति वयं सम्प्रति जानीमः इदानीं वेदेषु ये मन्त्राः भवन्ति ते सर्वे मन्त्राः वैदिकसंस्कृतभाषया एव प्रायः निबद्धाः भवन्ति अतः संस्कृतं पठित्वा तत्रापि उद्योगार्थं प्रयत्नः कर्तुं शक्यते एवं तत्र विभिन्नरूपेण वयं उद्योगे प्रवेष्टुं शक्नुमः इति तावदेव